अहं अत्र जयपुरे निवसामि एकवारम् अत्र जयपुरस्य एकः महाविद्यालयः अस्ति तस्य आडिटोरियं मध्ये एका गायिका अस्ति श्रेया घोषाल् सा आगतवती आसीत् तस्याः गायनम् अहं साक्षात् श्रुतवान् तस्याः ध्वनिः पुनः गानं कन्ठः अतीवमधुरः आसीत् पुनः मम एका इच्छा आसीत् यत् अहं साक्षात् लता मङ्गेश्कर् महानुभवायाः गानं शृणोमीति किन्तु इदानीं तु न श्रोतुमिच्छामि तथापि इदानीम् इदानीन्तनगायकेषु यः गायकः सोनुनिगम अस्ति खलु सः अतीव उत्तमः अस्ति तं श्रोतुमिदानीमहम् इच्छामि